कलाशिल्पक्षेत्रे बेदबावः न भवितव्यम् किमर्थं नाम कलाशिल्पः तु सर्वेषां अन्तर्निहितः शक्तिः भवति मनुष्यानां भावानुसारेण एव कलायाः निर्माणं भवति तदर्थं न तु महिलानां सामाजिकदृष्ट्या दुर्बलवर्यस्य एवम् उच्चनीचभेदः न करणीयं सर्वेषां मनसि यत्चिन्तनं भवति तद् दु अनुसारेन एव कलाशिल्पनिर्माणं भवति तदर्थं भेदभावरहित सर्वेषां कृते कलाशिल्पव्यवस्था करणीया यस्य मनसि यादृश कला अस्ति तादृश कला संरक्षणीयं इति मम आशयः